मया वेलेट् क्री क्रीतं मम कृते अतीवलाभप्रदं यतः न केवलं धनं बहु स्थापयितुं शक्यते अपि तु वर्षाकाले जलमपि अन्तः न गच्छति ततः च तस्मिन् बहवः पुटाः सन्ति येन अस्माकं वस्तूनि सुरक्षितरूपेण स्थापयितुं शक्यते एतत् मम कृते अपि अतीवसहायकं अस्ति इति